विशेषतः तरणस्य सन्दर्भे भवतः श्वसनस्य विकल्पः सर्वदा न भवति यतो हि जले मुखे मुखं कृत् कृत्वा बहुकालं व्यवयते गभीरं गम्भीरश्वासस्य सीमिता सीमितावकाशः अनेकेषाम् तरणकानां कृते चिन्तां डुबनस्य भयं च जानयितुं शक्नोति येन अग्रे गन्तुं कठिनं भवति यदि कोपि निरन्तरं

चिन्तयति यत् तस्य अग्रिमः निश्वासः कुतः आगमिष्यति तर्हि सः मया दत्तानि युक्तानि च श्रोष्यति यत् तेषाम् उन्नतिं कर्तुं सहायं कर् करोति इति यु एस् ए

अल्ज़िवरः कथयति यत् तरणं कुर्व् कुर्वन् उत्तमं श्वसनं कर्तुं प्रथमं सोपानं जलात् बहिः उत्तमं श्वसनम् अस्ति सः

नेत्राणि निमील्य उदरात् अधः अधः पार्श्वयोः पृष्ठतः च पप्पुसं पप्पुसान् पूरयितुं ध्यानं दत्तवान् अन्तः बहिः च श्वसितुं द्वौ सेकेण्ड् अन्तः द्वौ सेकेण्ड् बहिः च आरभत ततः त्रयं सेकेण्ड् अन्तः त्रयं सेकेण्ड् बहिः अष्ट सेकेण्ड् यावत् श्वसनं कर्तुम् अष्ट सेकेण्ड् यावत् श्वसनं धारयितुं धारयन्तु अष्ट सेकेण्ड् यावत् श्वसनं कृत्वा अष्ट सेकेण्ड् यावत् श्वसितुं कार्यं कुर्वन्ति कार्यं कुर्वन्तु